भारते वास्तुशास्त्रं शिल्पशास्त्रम् इति भेदः यथार्थतया न वर्तते यतः वास्तुशास्त्रीयेषु ग्रन्थेषु शिल्पस्य विचारः भवति शिल्पशास्त्रीयेष्वपि ग्रन्थेषु वास्तुशास्त्रस्य विचाराः दृश्यन्ते एतदुपभयमपि परस्परं सम्बद्धम् एकस्मात् अन्यत् शास्त्रं विभक्ततया दर्शयितुं प्रायेण न शक्यते परन्तु आधुनिकैः स च भेदः कल्प्यते यतः ये वास्तुशास्त्रं जानन्ति ते सम्यक् शिल्पशास्त्रं जानन्ति इति नास्ति नियमः शिल्पशास्त्रं ये जानन्ति तेऽपि वास्तुशास्त्रं जानन्तीति नास्ति नियमः परन्तु किञ्चिदिव जानीयुः परन्तु ये वास्तुशास्त्रं जानन्ति ते शिल्पशास्त्रम् अधिकतया जानते इति नास्ति नियमः तस्मादेव अत्र भेदः आधुनुकैः कल्पितः इति मन्ये